आम् आम् आम् सञ्जयः वदामि ओ एवं गृह गृह कार्यं आवश्यकं खलु नूतनगृहस्य खलु तर्हि आगच्छतु उपविशतु आगच्छतु उपविशतु भवतु भवत कृते अहं किं कर् किम् किम् आवश्यकम् किं साहायं पारयामि अस्तु अस्तु अस्तु अहं तु गच्छामि आदौ उत्तमसमयनिदर्शनम् अस्ति आदौ उत्तमसमयनिदर्शनम् अस्ति तत् पश्चात् किं किम् अहम् एकम् लिस्ट् कुर्म लिस्ट् मध्ये किं किम् आवश्यकम् अस्ति भवत तत् तत् मार्केट् मध्ये गत्वा क्रयणं करोतु तत् पश्चात् अहं गत्वा भवत कार्यं समापनं करोमि खलु आम् इदानीम् लिस्ट् कुर्म भवान् किञ्चित् उपविशतु अत्र उपविशतु तत् पश्चात् अहं पञ्चनिमेषमध्ये भवत कृते एकं लिस्ट् कृत्वा भवत हस्ते ददामि तत् पश्चात् गिरि भवान् गत्वा एतत् सर्वं क्रयणं करोतु तत् पश्चात् अहं करोमि

रूप्यकानि सर्वेषां कृते शृणोतु सर्वेषां कृते यत् अहं नयामि भवत कृते अपि तत् अहं करोमि एकं गृशान्तिपूजार्थं अहं सहस्ररूप्यकानि नयामि भवान् भवत कृते किञ्चित् न्यूनं करोमि चिन्ता नास्ति भवान् आयोजनं करोतु चिन्ता नास्ति

अस्तु अस्तु भवान् तु मम मित्रवत् भवत कृते गच्छामि चेत् आनन्दम् अनुभूयामि चिन्ता नास्ति महोदय सर्वेषां सर्वे सर्वेषां कृते अपि अहं नीत्वा गच्छाम तत्र चिन्ता नास्ति वयं भवत मित्रवत् तर्हि आनन्दम् अनुभूयामि गत्वा चिन्ता नास्ति चिन्ता न आयोजनं करोतु आयोजनं करोतु चिन्ता नास्ति अस्तु अस्तु अस्तु अस्तु मिलाम अस्तु मिलाम